फ़्लिप्कार्ट्तः वदन्तः सन्ति वा भवन्तः अहं विकासः मया एकसप्ताहात् पूर्वम् एकं टी शर्ट् स्वीकृतम् आसीत् युतकम् तद् बहु उत्तममासीत् यतो हि मया तस्य उपयोगः कृतः कः विशेषः इत्युक्ते तस्य वर्णः सम्यक् अस्ति प्रक्षालयामश्चेदपि वर्णः क्षयं न याति एवं रूपेण बहु सम्यक् अस्ति धरामि चेत् धरामि चेत् मम कृते किञ्चित् एव सन्तोषः इव भाति टिषर्ट धृतमस्ति इति अनुभूयते इतोपि मया स्वीकर्तव्यमस्ति एतादृशमेव अतः भवताङ्कृते अहं दूरवाणीं कृतवान् भवतां कम्पनीमध्ये क्रियमाणं युतकनिर्माणं बहु समीचीनमस्ति अतः मया पुनः स्वीक्रियते